गञ्जीफ़ा रघुपतिभट् इति प्रसिद्धः कलाकारः अस्ति सः एव मम प्रेरणा तस्य शैली मां बहु रोचते सः मूलतः उडुपिनगरवासि अस्ति कर्णाटकचित्रकलापरिषत् तथा केरळराज्यस्य कोटेयं प्रदेशस्य संस्थात् कलाशिक्षणं प्राप्तवान् सः देवानां रेखाचित्रं रचयति स्वयं नैसर्गिकवर्णान् कृत्वा तान् योजयित्वा सुन्दरचित्रान् रचयति देवालयस्य प्रेरणा प्राप्य ये रेखाचित्रान् रचितवान् तान् गञ्जीफ़ाचित्राणि इति वदन्ति तस्य कला लोकप्रसिद्धः अस्ति लण्डन् हेग् टोक्यो इत्यादिक्षेत्रे तस्य चित्राणि प्रदर्शितम् अस्ति अनेकान् पुस्त पुरस्कारानपि सः प्राप्तवान् इदानीं पञ्चाशत् शिष्यान् स्वीकृत्य तां प्रशिक्षणं ददन् अस्ति रामायणं दशावतारं महाभारतम् इत्यादयः पुराणपुरुषाणां रेखाचित्रम् अद्भुतरीत्या रचितवान् श्रीरघुपतिभट्टः एतादृशशैल्यामेव देवीपुराणस्य रेखाचित्रान् द्रष्टुम् इच्छामि भागवतस्य निरूपणम् अपि द्रष्टुम् इच्छामि अहं तस्य कलाशैलीं बहु इच्छामि